अस्मिन् भारतदेशे बहूनि पर्यटनस्थानानि सन्ति प्रथमं तु वैश्विकसप्त आश्चर्येषु परिगणितं ताजमहलनाम्नः ऐतिहासिकस्थलं वर्तते यत् उत्तर् प्रदेशप्रान्तस्य आगरानगरे विद्यते दिल्लीनगरे लालकिला कुतुबमीनारस्तम्भः कमलमन्दिरम् अक्षरधाममन्दिरम् इत्यादयः सन्ति राजस्थानप्रदेशः तु पर्यटनदृष्ट्या अत्यन्तसमृद्धःअस्ति अत्र जयपुरे जय्गढ़् नाहर्गढ़् आमेर आदयः दुर्गाः सन्ति उदयपुरे फतहसागर् आनासागर् आदयः जलाशयाः सन्ति कुम्भल्गढ़् उम्मेद्भवन् पैलेस् चित्तौड्गढ़् आदयः नैके स्थानानि सन्ति येषाम् ऐतिहासिकमहत्त्वमपि बृहद् अस्ति